कृष्णं वन्दे मन्तपाशधरं दिव्यार्धकाकृतिं शिखाभन्धत्रयोपेतं भैष्मिमध्वकरार्चितं संस्कृतं सम्भाषयामि इति अभिमानः दृढेन अस्ति संस्कृतभाषा बहु श्रेष्ठा वर्तते संस्कृतभाषा देवानां भाषा संस्कृते सम्भाषये सम्भाषणे मनसि मोदः वर्तते संस्कृतम् अस्माकं भारतदेशस्य भाषा अपि वर्तते देवानां स्तुति कर्तुं संस्कृतभाषा बहुश्रेष्ठा वर्तते इत्यर् इत्यर्थे देवानां संस्कृतभाषा बहु मोदं वर्तते अतः देवानां स्तोत्रं संस्कृताभषायाम् एव भवति चेत् बहु श्रेष्ठं भवति